युवानः सामान्यतया सांस्कृतिकेषु आचारेषु श्रद्धया भागं वहन्ति केषुचित् प्रदेशेषु केचन श्रद्धया भागं न गृह्णन्ति अपि कदाचित् सांस्कृतिकेषु आचारेषु ते आचाराः कदाचित् दीर्घाः भवन्ति अपि च ते आचाराः किमर्थं कर्तव्याः इति केचन युवानः न जानन्ति अपि अतः ते आचाराः यदि किमर्थम् आचरणीयाः इति युवानः जानन्ति चेत् प्रायः ते अपि तत्र रक्ताः भवन्ति अतः प्रामुख्येन युवकेभ्यः ते सांस्कृतिकाः आचाराः किमर्थम् आचरणीयाः तद् आचारणेन प्रयोजनः कः इति स्पष्टतया तेभ्यः उच्यते चेत् ते अपि तत्र उद्युक्ताः सन्तः तदाचरणं कुर्वन्ति दीर्घं भवति इति कदाचित् ते श्रद्धदानाः न भवन्ति सत्यमेव अतः तस्य माहात्म्यम् उच्यते चेत् ते श्रद्धया तत्र लग्नाः तदाचरणं निश्चयेन कुर्वन्ति